कृष्णा आयुर्वेदा इति एका संस्था तद्वारा बहु प्रोडक्ट्स् विक्रयणं क्रियते तत्र एकं प्रोडक्ट्स् चवन् प्राश् इति तच्च अतीव न च प्राकृतिकरूपेण किमपि केमिकल् मेलनं विना तादृशं तत् कृतमस्ति आवलिः ए टु घृतम् एवं प्रकारेण तस्य निर्माणं कृतमस्ति तच्च उपयोगकरणेन एनर्जी फ़िल् कृतम् अतः तत् प्रोडक्ट्स् बहु सम्यक् अस्ति यथा उच्यते तथैव अस्ति इति मम आशयः